दूरभाषा दूरदर्शनादितन्त्रज्ञानस्य अत्यधिकेन उपयोगेन सर्वदा अनर्थः भवति प्रत्येकं तु बालानां कृते अधिकः उपयोगः न करणीयः यदा बालाः अत्यधिकसमयम् अत्रैव स्थापयन्ति चेत् तस्य मानसिकस्थितिः शारीरिकस्थितिः सर्वदा अनर्थः भवति तस्य सहनशीलता सहनशक्तिः अपि न्यूना भ भवति नेत्रे नेत्रे समस्या अस्ति शरीरस्य अपि स्थूलां भव् भविष्यति शारीरिकसमस्या व्यायामः नास्ति चेत् सर्वदा तन् तन्त्रज्ञः दूरभाषायां क्रीडाः क्रीडन्ति चेत् सर्वथा अनर्थाय भवति तेभ्यः सृजनात्मकशक्तिः न नश्यति सहनशीलः शैल्यता नश् नश्यति अण्यान् बालानां मेलनं मेलनमपि न भवति तस्य सङ्गभावः अपि न भवति सर्वाणि अनर्थानि सन्ति सर्वे बालाः क्रीडाङ्गणे क्रीडेयुः न तु दूरभाषायाम्